सामान्यवृत्तिजीवनम् अहं ग्रामीणप्रदेशे जीवनं व्यापायामि मम परितः बहवः कृषकाः सन्ति ते अनुदिनं सायंपर्यन्तं कृषिकार्ये निरताः भवन्ति अचलभक्त्या भूमिसेवां कुर्वन्ति अनया सेवया तेषाम् आर्थिकव्यवस्था सुधारिता वर्तते सर्वकार्येषु अधिकः प्रोत्साहः धीयते तादृशकरणेन तेषां जीवनशैली सुधारिता भवति कर्मण्येवाधिकारस्ते इति तेषां चिन्तनम् तथैव ते सुफलं प्राप्नुवन्ति